कृषिकाः पशुत्स् ते इत्यादियं किं कुर्वन्ति इतः तथा कृषिकार्यार्थमपि उपयोगं कुर्वन्ति तस्मिन् गोमूत्रं गोमयं च प्राप्यते अनेन गोमयं कृषिकार्यार्थम् उपयजयन्ति गोमूत्रं तथापि कृषिकार्यार्थम् उपयोगं कुर्वन्ति गोमूत्रं गोवर्कं कुर्वन्ति आयुर्वेदे औषधार्थं गोमूत्रस्य उपयोगं कुर्वन्ति पुनश्च गोमूत्रेण गोवर्कादि इत्यादि औषधं कुर्वन् गोवर्केन अस्माकं शरीरे विविधरोगाणां निवारणं कुर्वन्ति उदाहरणार्थम् प्रमेयं प्रमेयरोगः केन्सर् कोलेस्ट्रोल् इत्यादि तस्य अधिकं यदस्ति इत्यादि केन्सर् इत्यादि अनन्दरं कोलेस्ट्रोल् बीपी इत्यादि न्यूनं कुर्वन्ति अनेन गोमूत्र गो अर्केन शरीरस्य प्रतिदिनं प्रातः किञ्चित् किञ्चित् स्वीकुर्मः चेत् शरीरम् उत्तमरीत्या तस्य प्रयोगः प्रयोजनं भवति गोमूत्रं केवलम् औषधार्थं न कृषिकार्यार्थमपि उपयोगं कुर्वन्ति गोमयं च कृषिकार्यार्थम् उपयोगं कुर्वन्ति गोमयं केवलं कृषिकार्यार्थं न आयुर्वेदे औषधं दातुमपि तस्य उपयोगः भवति जैविकम् ऊर्जवं जै सस्यस्य उपरि आगमनाय सस्यम् अधिकं तस्य फलदायकं फलं यच्छ ददाति इत्यतः गोमयस्य स्थापनेन सम्यक् भवति औषधकार्यार्थम् अपि गोमयस्य उपयोगं कुर्वन्ति अनेन परिसरस्य उपयोगः भवति पुनश्च गोमयं वृक्षस्य अधः स्थाप्यते चेत् वृक्षस्यापि समीचीनतया फलं यच्छन्ति